भारतीयवास्तुकलाः अतिपुरातनाः प्राचीनाः वर्तन्ते भारतीयवास्तुकलायाः भिन्नपरम्पराः वर्तन्ते हिन्दूमन्दिरवास्तुकला तथा भारत इस्लामिक् वास्तुकला विशेषतया राजपूतवास्तुकला मुगल्वास्तुकला दक्षिणभारतीयवास्तुकला भारतसारसेन भारतसारसैनिकवास्तुकला च भारतीयवास्तुविशेषतासु मेहराभा स्तम्भाः स्तम्भाः विमानानां शीर्षस्थाने प्रतीकात्मककलाः विविधाः विश्वासव्यवस्थाः प्रतिवि प्रतिबिम्बिताः उत्कीर्णाः आकृतिः च सन्ति भारतीयमन्दिरवास्तुकलायां त्रीणि विस्तृतानि शैल्यानि सन्ति नागरं इति उत्तरशैली वेसरा इति मिश्रितशैली द्रविडा इति इति दक्षिणशैली च एतेषु प्रत्येकस्य प्रकारस्य स्वकीयाः विशिष्टः विशिष्टाः स्वकीयाः विशिष्टाः सांस्कृतिकाः प्रभावाः वंशाः च सन्ति तत्र बहवः अनेकाः वास्तुशैली इतोपि वर्तन्ते भारतीयवास्तुपरायाम् उत्तरशैली मिश्रितशैली दक्षिणशैली इति त्रीणि विस्तृतानि शैल्यान्यपि सन्ति किन्तु देवालयस्य वास्तुशैलीं पश्यति तत्र गोपुराः वर्तन्ते इस्लामिक् वास्तुशैलीं पश्यति चेत् गोम्मटाः स्तम्भाः एतत् सर्वं वर्तते तथा भारतीयवास्तुकलायाः भिन्नपरम्पराः